नागरिकः तथा ग्रामीणविद्यालयोः अन्तरस्य विषये यदा वयम् अभिप्रायं वदामः तदा एतत् विषय एतत् विचारप्रामुख्येन मनसि आगतः यद् तत्र कोपि न भेदः यद् शिक्षा तु समाना एव नागरी तथा ग्रामीणविद्यालये किन्तु जनानां मनसि ये विद्य विद्यां प्रति ये शिक्षां प्रति ये विचाराः आग अस्ति तादृशेन तत्र ब बदलाः या भेदाः भवन्ति किन्तु वस्तुतः तत्र कोपि भेदः नास्ति अतः यद् यदा वयम् अस्माकं मनसि आगतानां विचाराणां समीक्षणं कुर्मः तथा यदि ते अनुक्ताः अयोग्याः सन्ति तेषां यदि परिपालनं यदि कुर्मः तेषां खण्डनं कृत्वा योग्य विचाराणां विचाराणां पालनं यदि मनसि कुर्मः यः द्रूढनिश्चयं कुर्मः तदेव कोपि सन्देहः ब न भवति यत् नागरिकः तथा ग्रामीणविद्यालये भेदः एव नास्ति ते ते ते सर्वे समानाः अस् अस्ति शिक्षा तु समाना एव ये यदि जनाः न नगरे वसन्ति वा ग्रामीणविद्यालये ग्रामीणभागे वसन्ति किन्तु विद्यायाः आधारभूतं म मूल्याङ्कनं यदि स्थानं स्थानानुसारं यदि कुर्मः तेन ग्रामीणविद्यालयस्य अपेक्षाः न न नगरे आगतानां विद्यालयानाम् अपि भेदः न भवति ये ये ये भेदाः वयम् मप्वान् प्रश् प्रश्नु द्रष्टुमः ते केवलं मनसि आगतानां विचाराणां विचाराणां म आधारेणेव भवति